भारते वर्तमानाः चिकित्सालयाः अत्यन्ताः उत्कृष्टाः वीक्स् विकसिताः वर् प्रायः वर्तन्ते सद्यः आरोग्यव्यवस्थायां च वर्धनं कृतं अस्माकं प्रधानमन्त्रिणा पूर्वस्मात् कालात् उत्तमाः सन्ति इदानीं तु प्राक्तु दूरे दूरे भवन्ति स्म इदानीं सङ्ख्या वर्धिता वैद्यालयानां सर्वत्र च पर्याप्तरूपेण वैद्यास्सन्ति तत्र च उपकरणानाम् उत्तमता उत्तमता अनन्तरम् उपकरणानाम् उपलब्धिः अस् अस्यां च व्यवस्थायां महान् श्रमः कृतः वर्तते सर्वकारद्वारा सर्वे सर्वेपि प्राप्नुवन्तः सन्ति व्यवस्थायाः लाभं कोविड् महारोगस्य समये तु अनुभवः अत्यन्तं दुर् दुष्कृतः आसीत् मम प्रदेशेपि इदानीम् आरोग्यसेवां प्राप्तुं महान् यत्नः कर्तव्यः इति नास्ति उत्तमाः वैद्यालयाः वर्तन्ते उत्तमाः तत्र वैद्याः सन्ति उपकरणानाञ्च उपलब्धिः वर्तते एव